विंशति फेब्रवरी मम पुत्रस्य जन्मदिनं तत्

एकोन त्रिंशत् मार्च् मम जन्मदिनम्

अक्टोबर् फोर्टीन्थ् इत्युक्ते चतुर्दश अक्टोबर् चतुर्दश दिनाङ्कः अक्टोबर् मासस्य मम पत्न्याः जन्मदिनं तत् नवरात्रौ सरस्वती पूजादिनं तद् दिनाङ्कः प्रति संवत्सरे भिन्नं भवति तस्मिन् दिने एव मम पत्नी पत्न्याः जन्मदिनं तदपि स्मरणे आगच्छति अहं होली पर्व दिने जन्मं प्राप्तवान् होली दिनमपि स्मरणे भवत्येव अक्टोबर् सेकेन्ड् द्वे दिनाङ्के अक्टोबर् मासस्य सर्वदा अक्टोबर् द्वे दिनाङ्के किमपि सुवर्णं क्रीतवान् अहं तदर्थं गान्धीजी महात्मनः जन्मदिनम् अपि किन्तु तदपि विस्मरणे भवति एतत् तु सुवर्ण तथा चिन्तयित्वा न अकस्मात् तथा सर्वदा भवति एव तत् तदर्थं सः दिनाङ्कः अपि सर्वदा स्मरणे भवति इतोपि एकदिनं इति चेत् मार्च् फस्ट् मार्च् फस्ट् एकं मार्च् मासस्य अहं उद्योगं तदा जोय्न् कृतवान् तदपि मम स्मरणे अस्ति तत् टू तौजेण्ड् त्री मध्ये टू तौजेण्ड् त्री अधिक द्विसहस्रतमे वर्षे तदपि सम्यक् स्मराम्यहम्